मम शास्त्रं वर्तते अद्वैतवेदान्तशास्त्रम् अस्य शास्त्रस्य प्रवर्तकः वर्तते शङ्कराचार्यः तत्र वेदान्तशास्त्रे प्रस्थानत्रयम् इति वर्तते प्रमुखतया ग्रन्थत्रयं वर्तते तत्र अन्यतमं ब्रह्मसूत्रं तस्य प्रवर्तकः वर्तते व्यासाचार्यः तस्य कृते शङ्कराचार्याः अद्वैतमतरीत्या स्वभाष्यं लिखितवन्तः द्वितीयं वर्तते गीताशास्त्रं तस्य कृष्णेन अर्जुनस्य कृते या गीता बोधिता श्लोकरूपेण तस्याः कृते शङ्कराचार्याः अद्वैतमतरीत्या भाष्यं लिखितवन्तः एवं तृतीयं वर्तते उपनिषत् तत्र मन्त्रास्सन्ति उपनिषदः कर्ता एकः इति वक्तुं न शक्यते अनेके मुनयः मन्त्रान् दृष्टवन्तः यथा मुण्डकः तित्तिरिः इत्यादि तस्य कृतेऽपि शङ्कराचार्याः भाष्यं लिखितवन्तः इत्येवं प्रस्थानत्रयम्